हलो किं स्टेशनरि शोप् वन् टु त्रि पुस्तकानि कानि अण्ड्र पेज् पुस्तकानि सन्ति सि कित् कितना गदर्यम् हा कति कति बल्स् सा हा पुस्तकानि पुस्तकानि आव् सम्यक् अयि रक्तवर्णस्य लेखन्यः सन्ति अस्ति वा ओ ओ कितना कति कति अन् अञ्ज ओ ओ हन्ण्ड्रेड् पुस्तकानां कति धनम् हण्ड्रड् पेज् पुस्तकानि ननन्दु धनं दूरीकरोति धनम् इव धनम् दूरीकरोति मम हस्ते सहस्ररूप्यम् अस्ति

मम अनेकः सखयः अवश्यम् अनन्तरम्

हा बेरो सन्ति का आवश्यकम् हण्ड्रड् पेज् पुस्तकानि अत्र त्रय ओ तान्क्यु धन्यवादः